मम प्रदेशे सञ्चारव्यवस्थायाः दुर्लभता अस्ति वा नास्ति वा इति पूर्णनिश्चयेन वक्तुं न शक्यते किमिति चेत् अत्र चिकित्सालये गन्तुं न निश्चयेन किं सञ्चार सञ्चारव्यवस्थायाः सहायता आवश्यकम् तत्र वाहनानि निश्चयेन आवश्यकं कारणं तु मम मम ग्रामे चिकित्सालयः किञ्चित् दूरे अस्ति दूरे किञ्चित् किञ्चित् अधिकदूरे अस्ति तत्र गन्तुं वाहनानि निश्चयेन आवश्यकं नास्ति चेत् रुग्नः न गन्तुं शक्यते अतः प्रातःकाले प्रातःकाले नास्ति प्रभाते किमपि दो दोषः वा दोषः वा प्रश्नः वा नास्ति न प्रभाते सर्वे गन्तुं शक्यते चे रुग्नः अस्ति चेत् वाहनानि अस्ति बस् यानमस्ति अन्य कार् यानमस्ति बैक् यानमस्ति द्विचक्रिका सर्वमपि सन्ति अतः गन्तुं शक्यते किन्तु रात्रौ आगमनसमये रात्रौ वाहनानि मम ग्रामे न्यूनं वर्तते रात्रौ किमपि टेक्सी वा बस् यानं वा अन्यवाहनानि किमपि न न भविष्यति अतः रात्र रात्रिकाले वाहनानि लभ्यं लब्धुं क्लेशम् अनुभवन्ति तदेव एकः प्रश्नः तत्क्लेशं प पुनः प्रातःकाल पर्यन्तमेव क्षमतां कर्तुं शक्यते नास्ति चेत् रुग्नः गन्तुं न शक्यते सञ्चारव्यवस्थायाः प्रश्नः एतत् इति अहं न चिन्तयामि किन्तु इतोऽपि किं तत्र चिकित्सालये एतादृशव्यवस्था अस्ति चेत् सम्यक् भविष्यति